भारते भाषा नाम बहवः सन्ति हिन्दी मराठी मलयालं तमिल् तेलुगु कन्नडा गुजराती राजस्थानी इत्यादि बहवः भाषाः सन्ति परन्तु भारतीयसंस्कारविषये नाम शास्त्रविषये सर्वत्र एक एव भाषा भवति तत् संस्कृतभाषा नाम शास्त्रविषयस्य शास्त्रे विद्यमानविषयाः सर्वे संस्कृतभाषायाः एव लिखितं वर्तते नाम शास्त्रविषयाः एकत्र स सर्वान्नाम बहुकालं स्थातव्यम् इति मत्वा आचार्यैः संस्कृतम् इति भाषायाः भाषा उपयुज्य शास्त्रविषयाः सर्वे संकृतभाषायां लिखितं विद्य विद्यते तस्मात् संकृतभाषायाः अतिप्रामुख्यं भवति